सामान्यतया क्रीडानां भवतः स्वास्थ्यस्य अपि उन्नयनार्थं महान् उपयः अस्ति क्रीडया न केवलं शरीरस्य स्वास्थ्यं भवति अपि तु मनः मानसिकं तत् स्वास्थ्यञ्च सदा सुधरति वस्तुतः क्रीडा इत्यादीनां क्रिया लापैः भवतः रक्तसञ्चारः मनोदशा मासः मानसिकस्य तत् स्वास्थ्यं च सुधरति एवम् एतद्धि एतद्धि रिक्तम् अद्यतनस्य तनावपूर्णे जगति क्रीडा एव केवलं कतिपयेषु न निमेशेषु तनाव वक्तुं मुक्तं भवितुं सहायं कर्तुं शक्नोति अतः अतः अस्मिन् पृष्टे क्रीडा सुष्ठुतया अधुना निष्पन्नजीवनशैल्याः कारणात् जानानां मध्ये स्थूलता मधुमेहः हृदयाघासः इत्यादयः जीवनशैल्या सम्बन्धः रोगाः वर्धन्ते एतादृशे सति भवन्तः स्वस्य स्वस्य स्थगितं जीवनस्य त्वरितः त्वरितं कर्तुं महत्त्वपूर्णा क्रीडा भवन्तं गतिशीलतां ददाति सक्रियं च करोति क्रीडा भवतः गतिशीलतां ददाति सक्रियं च करोति एतत् भवतः हृदयं स्वस्थं करोतु करोति अस्ति तत् स्वस्थं करोति मोटापेः जोखिमं न्यूनीकरोति निद्रां सुधरयति शरीरे समानं समन्वयं सन्तुलनं च आनयति